हरिः ओं नमस्ते अस्माकं ग्रामे इदानीं युगादि उत्सवः निकटे एव अस्ति इति कारणतया अस्माकं कृते बहु मधुरम् अपेक्षितम् अस्ति भवन्तः डेलिवरि कर्तुं शक्यते वा गृहं प्रति एव अ नन्तरं किमपि आफ़र् किमपि अस्ति वा इदम् उत्सवः अस्ति इति कारणतया